भोः नमस्कारः अग्निहोत्र आचार्याः खलु आ नमस्कारः आचार्य अहं तत्र हा हा हा आम् अहमेव अहमेव अहं बाल्ये भवत्सकाशादेव उपनयनं प्राप्तवानिति पितामहीः श्रुतं आ अतः अस्मद् गृहशान्तिकार्यक्रमः वर्तते अस्मद् गृहे कर्तुम् इच्छा अस्ति अस्माकं भवन्तः एव आगत्य तत् कार्यक्रमं ऊढ्वा तत्र अस्माकम् आशिर्वदन्तु इति प्रार्थयामि तत्र गृहशान्तिकार्यक्रमः आ अहं तत्र रायचूरुनगरे अस्मि अत्रैव आगत्य कार्यक्रमः करणीयः भवति भवन्तः एव तत्र कार्यक्रमं कुर्वन्तु इति अस्माकं कुटुम्बस्थानां प्रार्थना ममापि प्रार्थना नाम गृहशान्तिकार्यक्रमार्थं कति जनाः अपेक्षिताः तत्र कार्यक्रमस्य व्यवस्था कथं किं किम् अपेक्षितं

हा अस्तु भवन्तः चत्वारः पुरोहिताः आगच्छन्ति वा अस्तु अस्तु भवतु तत्र किं किम् अपेक्षितं भवति नाम तत्र अस्माकं व्यवस्थार्थम् इदानीं पात्राणि कलशादिकं वा इष्टिका वा दर्भा तण्डुल एवं तत्र मण्डल मण्डलमपि किमपि क्रियते वा मण्डलादिकं कल तत्र होमोऽपि भवति किल ओ एवं एवम् एवं तत्र भवन्तः त्रि अहं त्रिदिनानन्तरं पुनः भवन् भवद्कृते काल् करोमि तत्र पुनः तत्र दिनाङ्कमहं सूचयामि तत्र भवन्तः चत्वारः सकुटुम्बः आगच्छेयुः इति अस्माकं विज्ञापना नाम अस्मत् कुटुम्बस्थाः अपेक्षिताः सन्ति भवन् भवा भवन्तं द्रष्टुं अवश्यम् आगन्तव्यमेव भवद्भिः व्ययादिकं वाहनव्यवस्था अपि अस्माभिरेव क्रियते वयं वयं कार् इत्यादि प्रेषयामः तत्र आ त्रिदिनात्मकं कार्यक्रमं भ भवन्तः तत्रैव उषित्वा कार्यक्रमं समापनीया अस्मान् अनुगृण्हन्तु इति अनुरुन्धे हा गृहस्थ नाम अस्मत् गोशाला वर्तते अस्मदादीनां तत्रस्थ गोघृतमेव आनयामि आ हा आम् आं तत् अस्तु अस्तु आनयामि आनयामि अस्तु पुनः का काल् करोमि आचार्य नम नमांसि नमांसि